मम प्रदेशः चित्रदुर्गः तत्र स्थानीयवैद् वैद्यालयव्यवस्थाः आगमनेषु दिनेषु सम्यगस्ति आदौ तत्र कोविड् काले तत्रत्यवैद्यैः तावत् आदिनं कोविड् यथा गच्छेत् तादृशविषये एव कार्यं कृतम् सर्वेभ्यः सः उपलभ्यते तत्र सर्वकारतः अपि हास्पिटल् वर्तते अतः तत्रत्यवैद्याः अथवा महिलाः वा यथा कोविड् उपरि भयम् अस्माकं न भवेत् तथा तैः तैः ताः कार्यं कृतवन्तः कृतवत्यः इत्येवं स्थानीयवैद्यालयव्यवस्थाः तत्र अस्माकं प्रदेशे तावत् वैद्यालयचतुष्टयमस्ति तत्र खासगी वैद्यालयत्रयम् अनन्तरं सर्वकारपक्षतः तावत् द्वयम् एवं पञ्च वैद्यालयाः अस्माकं प्रदेशे सन्ति तत्र गौर्मेण्ट् सर्वकारतः यत् चाल्यते तद् सर्वेषां कृते प्राप्यते खासगी तु स्वधनानुसारं ते तत्र गच्छन्ति

कोविड् मध्ये आदिनं ते स्वगृहे गृहे विद्यमानान् इव सर्वान् छात्रान् वा छात्रचरान् वा तत्र पालितवन्तः